शिक्षायाः अभावात् नगरेषु जनानां विचारस्य कृते यथा प्राधान्यं प्रयच्छन्ति तथा ग्रामीनजनानं विचारस्य कृते न प्रयच्छन्ति यतो हि वर्तमानकालः आधुनिककालः अस्ति अतः ग्रामीनजनानाम् अपि विचारस्य कृते प्राधान्यं प्रयच्छन्ति ग्रामीनजनानां समस्याः सन्ति ते उच्चशिक्षनस्थानं नैव प्राप्नुवन्ति समयानुसारं नगरजनानां सदृश्यं बाहनमपि न लभ्यन्ते परन्तु अधुना समस्यानां प्रशासनीकविभागेन दूरिकृतम् अस्ति समाजः ताः समस्याः चिरकालात् गौनभावेन न पश्यति समाजमाध्यमेन तस्य समाधानं भवति